अधुना वेदान्तदर्शनस्य आधिक्यं वर्तते स्वामिविवेकानन्दः अद्वैतवेदान्तस्य प्रसारम् कृतवान् शीलाप्रभुपादः द्वैतवेदान्तस्य प्रचारं चकार स्वामिदयानन्दसरस्वतीवर्यः त्रैतवादस्य प्रसारं कृतवान् सर्वत्र अधिकतमः वेदान्तस्य एव प्रभावः विद्यते अन्ये दर्शनानि एतादृशं प्रभावं न प्राप्तवन्तः